महोदय भवन्तः प्रथमं भवतः ए टी एम् कार्ड् अस्ति किल तस्य पिन् जन्रेट् करणीयम् अनन्तरमेव तत् कार्ड् उपयोगं कर्तुं शक्यते भवतः एस् बी ऐ ए टी एम् किल भवान् एस् बी ऐ ए टि एम् कार्ड् सेण्टर् समीपमेव गच्छतु तत्र गत्वा प्रथमं भवतः कार्ड् तत्र स्थापयतु अनन्तरं भवतः सङ्ख्यां तत्र नुदतु धनम् आगच्छति यदि पर्याप्तधनं नागच्छति पुनः कार्ड् स्थापयित्वा धनं स्वीकर्तुं शक्नोति नूतनानां कृते अपरिचितानां कृते कार्ड् मा ददातु यदि ददाति धनं नष्टं भवति कृपया भवानेव स्वयं कार्ड् उपयोगं करोतु